मम इस्टं खाद्यं भेद्चौमीन् अस्ति एतत् व्यञ्जनं हलचलतले नूडल्स् तथा मिश्रितशाकयोः निर्मितं यत् चीनीयचट्निभिः सह स्वादं भवति सामान्यतया ते खादितुं सुरक्षिताः आरोग्यकराः च इति मन्यन्ते आहारतन्तूनां विटमिनस्य खनिजस्य च उत्तमं स्रोतः भवति सन्तुलित आहारस्य भागरूपेण मध्यमरूपेण सेवनं कृत्वा चाव्शाकं स्वास्थ्याय हानिकारकं भवति इति प्रमाणं नास्ति अस्य निर्माणे उष्णं नूडल्स् पलाण्डुं लशुनं सोयाचट्नी रक्तफलस्य चट्नि हरितशाकानि यथा किम्बुक ग्रिञ्चनं सिम्ला मरीचिका एतानि वस्तूनि आवश्यकानि भवन्ति अहम् एतत् मम मातुः हस्तनिर्मितम् एव खादितुम् इच्छामि मम माता सर्वोत्तमा पाककर्त्री अस्ति सा स्वादिष्टं भोजनं पचति यदि गृहात् बहिः खादितुम् इच्छा भवति तर्हि अहं मम चारजारि नाम्नि ग्रामस्य मिश्रा होटेल् इति भोजनालये खादामि